अहं कोयम्बतूर्नगरे वसामि अत्र सामान्यतया जनाः बिस्नेस् एव कुर्वन्ति व्यापारः कः व्यापारः वस्त्रविषये कापस् अस्ति चेत् वस्त्रविषये एव व्यापारं कुर्वन्ति पठन्ति अपि पठनं विना अपि ते व्यापारे निमग्नाः भवन्ति केचन सम्यक् पठित्वा आधुनिकविज्ञानम् अपि पठित्वा विदेशं गत्वा पठित्वा अपि सम्यक्तया यत् किमपि कुर्वन्ति तत् सम्यक्तया कुर्वन्ति अपि केचन जनाः एवमेव परम्परया अस्ति अतः अहमपि करोमि यत्किमपि मया करणीयं चेत् मम पितरं पृष्ट्वा करोमि मम तातः अस्ति चेत् पितामहम् अस्ति चेत् पृष्ट्वा कुर्मः एवं परम्परया अपि कुर्वन्ति केचन सम्यक्तया पठित्वा आधुनिकविज्ञानम् अपि अत्र स्वीकृत्य तदनुसारं कुर्वन्ति अतः मण्डलस्य अर्थव्यवस्थायां जीवनशैल्यां भेदः अपि अस्ति पूर्वतनकाले यता आसीत् तदा एव इदानीम् अपि जीवनं भवति केषाञ्चन जनानां कृते केषाञ्चन जनानां कृते केचन तु सम्यक्तया पठित्वा नूतन आधुनिक रीत्या जीवनं यापयति